एकाधिकं द्विसहस्रस्य वर्षस्य मेमासस्य एकविंशतिः दिनाङ्कः द्वाविंशत्यधिक द्विसहस्रतमवर्षस्य मार्च्मासस्य द्वाविंशतिः दिनाङ्कः पञ्चदश अधिकद्विसहस्रं सहस्रतमवर्षस्य फ़ेब्रुवरीमासस्य दशमः दिनाङ्कः पञ्चाधिकद्विसहस्रतमवर्षस्य एप्रिल्मासस्य नवमः दिनाङ्कः अष्टाधिकद्विसहस्रतमवर्षस्य डिसेम्बर्मासस्य षष्ठः दिनाङ्कः